प्रपञ्चे तत्त्वशास्त्राणि इति केचन ग्रन्थाः प्रसिद्धास्सन्ति तत्त्वशास्त्रम् इति शब्दस्य कः अर्थः तत्त्वानां शास्त्रं तत्त्वानि यैः शास्यन्ते उपदिश्यन्ते ते ग्रन्थाः तत्त्वशास्त्रनाम्ना प्रसिद्धाः प्रायः दर्शनग्रन्थान् वयं भारतीयदर्शनानि पाश्चात्यदर्शनानि इति द्विधा विभागं कृत्वा विचारयामः तत्र प्रथमतः भारतीयतत्त्वशास्त्रं प्राचीनमस्ति तत्र कारणमपि वर्तते पाश्चात्यतत्त्वशास्त्रम् अथवा पाश्चात्यदर्शनं तेन शब्देन बहवः ग्रन्थाः बहूनां तत्त्वशास्त्रज्ञानां ग्रन्थाः स्वीकर्तुं शक्याः ते च ग्रन्थाः प्लेटु अरिश्टोटल् इत्यादिभिः ये प्रणीताः ग्रन्थास्सन्ति एवम् अन्येऽपि तदीयाः शिष्याः अरब् देशेऽपि आरबतत्त्वशास्त्रम् इति किञ्चित् भवति एवं तत्तद्देशे केचन ग्रन्थाः तत्त्वशास्त्रग्रन्थाः भवन्ति भारतीयतत्त्वशास्त्रं तदेव दर्शनम् इति कथ्यते अत्र तत्त्वानाम् उपदेशः कृतः तत् त्वम् इति एकवचनं वक्तव्यं वा बहुवचनं वा इत्यपि इदानीम् अस्माभिः विचारणीयमस्ति तत्त्वस्य शास्त्रं तत्त्वानां शास्त्रं किमिदं शास्त्रं किमत्र उपदिश्यते इति विचारयामश्चेत् शास्त्रशब्देन वस्तुतः पूर्वस्मिन् काले वेदाः एव अभिप्रेताः पूर्वोत्तरमीमांसाशास्त्रयोः यदि क्वचित् सूत्रे शास्त्रम् इति पदमायाति भाष्ये वा शास्त्रमिति पदम् आयाति तर्हि श्रुतिः वेदः इत्येव अर्थः स च वेदः प्रथमतया कर्मकाण्डे कर्मणां निरूपणं करोति ततःपरं ज्ञानकाण्डमित्युच्यते वेदान्ताः उपनिषदः अत्र कर्मणां निरूपणं नास्ति ईशत् तु भवति किन्तु प्राधान्येन नास्ति एव किन्तु ज्ञानकाण्डमिति यथा शब्दे वा वदति ज्ञानस्य प्राधान्यं वर्तते ज्ञानम् इत्युक्तौ किञ्चित् ज्ञेयमपि स्यादेव कस्य ज्ञानं भवति किमत्र ज्ञेयम् इति चेत् यथा गीतायाम् उच्यते ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ञ्ज्ञात्वा मोक्ष्यसेऽशुभात् इति यद् ज्ञात्वा अशुभात् पुरुषः विमुक्तो भवति तत् ज्ञेयं वस्तुतः तदेव ज्ञेयं लोके बहवः ज्ञेयाः विषयाः भवन्ति किन्तु तेषां विषयाणां ज्ञानेन किं प्रयोजनम् इत्यपि चिन्तनीयं यथा एकं मार्गं पश्यामः मार्गे बहुविधानि वस्तूनि पतितानि भवन्ति मार्गस्य पार्श्वे वृक्षाः भवन्ति तृणानि भवन्ति तत्र वृक्षेषु कति पर्णानि सन्ति कति तृणानि सन्ति तेषां परिमाणं किम् इत्यादिकं किमपि वयं नैव विचारयामः कारणं तत्र प्रयोजनं नास्ति यस्य ज्ञानस्य प्रयोजनं वर्तते तत् ज्ञानं प्राप्तव्यं तदेव वस्तु ज्ञेयं भवति ज्ञेयमित्युक्तौ ज्ञानस्य विषयः ज्ञानञ्च प्रत्यक्षज्ञानं परोक्षज्ञानम् इति द्विविधं प्रत्यक्षज्ञानमेव अपरोक्षज्ञानम् इत्यपि कथ्यते अतः परोक्षज्ञानम् अपरोक्षज्ञानम् इति ज्ञानं द्विधा विभक्तं भवति तत्र वेदे कर्मकाण्डे यत् प्राधान्यं निरूपितं कर्म तद्विषयकम् अपरोक्षज्ञानं कदापि न भवति यतः अपरोक्षज्ञानं विषयत्वे एतस्य योग्यता एव नास्ति किन्तु परोक्षतया तत् ज्ञायते धर्मः कः इति ज्ञात्वा तथैव धर्मः अनुष्ठेयः किन्तु ज्ञानकाण्डे यज्ञेयं तत्तु यदि अपरोक्षतया ज्ञायते तदानीमेव सार्थक्यं ज्ञानकाण्डे प्राधान्येन यत्तत्वं निरूप्यते तत् अद्वितीयं ब्रह्मैव तत्र इतरे विषयाः भवन्ति चेदपि प्राधान्यं वर्तते अस्य ब्रह्मणः अतः ज्ञेयं यत्तत् प्रवक्ष्यामि इत्युक्तौ तदेव ज्ञेयं तस्य ज्ञेयस्य परोक्षज्ञानमात्रं किमपि फलं न जनयति अल्पं फलं जनयेत् मुख्यं फलन्तु न जनयति अतः तस्य ज्ञेयस्य अपरोक्षज्ञानम् अपेक्षितं तत् किं करोति अपरोक्षज्ञानम् अज्ञानं नाशयति अपरोक्षज्ञानेनैव अज्ञानं नश्यति अतः अपरोक्षज्ञानमेव मुख्यतया फलजनकं तदेव अपरोक्षं ज्ञानं दर्शनम् इति कथ्यते यथा उपनिशदि आत्मा वा अरे द्रष्टव्यः इति आत्मदर्शनम् उच्यते तत्र इदमेव दर्शनम् अपरोक्षज्ञानं तदेव अवगतिः इति शब्दान्तरेण कथ्यते एवञ्च दर्शनम् इति शब्दस्य यदि व्युत्पत्तिं पश्यामः तत्र यदि दृश् धातोः दृशिर् प्रेक्षणे इति धातुः तस्माद्धातोः भावार्थे ल्युट् प्रत्ययः भवति तदानीं दर्शनं ज्ञानम् अपरोक्षज्ञानम् अनुभवः इत्येव अर्थः किन्तु ल्युट् प्रत्ययः करणार्थेऽपि आयाति दृश्यते अनेन इति दर्शनम् इति यदि व्युत्पत्तिं कुर्मः तर्हि दर्शनसाधनानि इत्यर्थः आयाति दर्शनसाधनानि कानि भवन्ति इति चेत् वस्तुतः मुख्यं दर्शनसाधनं वेदः तत्र आत्मविषयकम् अपरोक्षज्ञानजननसामर्थ्यं वेदस्य वर्तते अतः अपरोक्षज्ञानसाधनत्वात् साक्षात्कारसाधनत्वात् यानि साक्षात्कारजनकानि तानि दर्शनशब्देन कथ्यन्ते यद्यपि तत् मुख्यतया वेदः भवति किन्तु दर्शनग्रन्थाः बहवस्सन्ति यदि वेदान्तदर्शनरीत्या विचारायामः तर्हि वेदान्ते प्रतिपाद्यं तत्त्वं ज्ञेयं ब्रह्मैव तस्य च ब्रह्मणः साक्षात्कारे वेदः साधनं भवति अनन्तरं वेदार्थं ये अन्ये विस्तरेण प्रतिपादयन्ति सूत्रभाष्यग्रन्थाः व्याख्यानादिग्रन्थाः ते सर्वेऽपि कथञ्चित् साधनानि भवन्ति एवञ्च तत्त्वज्ञानजननाय ये ग्रन्थाः उपकुर्वन्ति साधनत्वेन ते ग्रन्थाः दर्शनशब्देन कथ्यन्ते अत एव सर्वाणि शास्त्राणि दर्शनश्ब्देन न व्यपदिश्यन्ते यथा इदानीं वयं व्याकरणशास्त्रं न्यायशास्त्रं वेदान्तशास्त्रम् इत्येवं पदप्रयोगं कुर्मः तत्र व्याकरणमिति एकं शास्त्रं वेदाङ्गं भवति किन्तु तत् दर्शनशब्देन नोच्यते यद्यपि केचन व्याकरणमपि दर्शनं भवति इति वदन्ति किन्तु तथा प्रसिद्धिः नास्ति न्यायदर्शनं भवति न्यायदर्शनं षडेवदर्शनानि आस्तिकदर्शनानि इमान्येव दर्शनानि दर्शनशास्त्राणि इत्यपि शब्देन कथ्यन्ते तत्र तत्तत् सूत्रभेदात् तत्तद् भाष्यभेदात् ज्ञातव्यानि तत्त्वानि बहुविधानि सन्ति यथा न्यायशास्त्रे षोडश पदार्थाः अथवा षोडषतत्त्वानि इत्युच्यन्ते तान्येव तत्त्वानि सप्तपदारर्थरूपेणापि विभक्तानि भवन्ति अतः तानि तत्त्वानि अथवा ते पदार्थाः अस्माभिः ज्ञातव्याः यदि साङ्ख्यशास्त्रं प्रति आगच्छामः अत्र तु तत्त्वानि भिद्यन्ते चतुर्विंशतिः अचेतनानि तत्त्वानि एकः चेतनः पुरुषः एवं मेलने सति पञ्चविंशतितत्त्वानि भवन्ति एतेषां तत्त्वानां विषये विचारः क्रियते साङ्ख्यशास्त्रे एवम् अन्येषु दर्शनेषु अपि तत्त्वस्य स्वरूपं भिद्यति वेदान्तशास्त्ररीत्या तत्त्वं तु ब्रह्मैव तत्र तत्त्वम् इति शब्दमेव स्वीकुर्मः स्वीकृत्य यदि विचारयामः तत्र व्युत्पत्तिः कथं भवेत् तस्य भावः तत्त्वं भावार्थे त्व प्रत्ययः अस्ति तस्य भावः इत्युक्तौ कः अर्थः तस्य ब्रह्मणः भावः इत्युक्तौ यथार्थस्वरूपम् एवञ्च ब्रह्मणः यथार्थस्वरूपम् एतदेव याथात्म्यम् इत्यपि कथ्यते इदमेव तत्त्वम् एतत् तत्त्वं ज्ञापयितुमेव उपनिषदः प्रवर्तन्ते समग्रं वेदान्तशास्त्रं म् प्रवर्तते अस्तु एतावता समापयामः